मम संस्कृतेः परम्परायाम्मध्ये मम प्रदेशे वा भारतीयसंस्कृतेः परम्परायां चिकित्साशास्त्रस्य महत् महत्वम् दत्तम् अस्ति आयुर्वेदः न्यूनानि सिद्धचिकित्सा इत्यादीषु परम्परासु चिकित्साविधयः औषधानि च बहु वर्षेभ्यः प्रयुक्तानि सन्ति अद्यत्वे अपि अनेकेषु स्थानेषु जनाः एतासां परम्पराणाम् अनुसरणं कुर्वन्ति आयुर्वेदिकम् औषधानां वनस्य तः प्राकृतिकम् क औपचाराणां च उपयोगं कुर्वन्ति कृत्रिम शिक्षणे विज्ञानेन च सह आयुर्वेदादि वा आयुर्वेद आदि परम्परिकचिकित्साव्यवस्थाः अद्यपि अतीव महत्वपूर्णाः सन्ति आयुर्वेदे ओषधिनाम् औषधानाम् आहारस्य अध्ययनस्य योगस्य प्राणायामस्य मालिसस्य अनुसन्धानस्य च अनेकाः प्रक्रियाः सन्ति रुचिपूर्वकम् आध्यात्मिकं बौधिकपथ्यं च सह चिकित्साम् अवगन्तुं युनानि चिकित्सायाः प्रशिक्षणं दीयते प्रण प्राणाया यान्त्र मन्त्रतः तान्त्रिकम् सिद्धचिकित्सा प्रयुज्यते एताः प्राणाल्याः आधुनिकचिकित्साः अपि प्रभावीरूपेणः प्रभावितुं कुर्वन्ति आयुर्वेदस्य उत् उद्देशं रोगस्य स्वरूपस्य विश्लेषणं कृत्वा रोगस्य मूलकारणानि दूरीकर्तुं भवति अस्मिन् ओषधिः औषधानि आहारं योगाः प्राणायामं मालिसः प्राकृतिकाः उपायाः ध्यानम् इत्यादि प्रक्रियाः सन्ति यूनानि चिकित्साः यूनानि चिकित्साः आध्यात्मिकम् आध्यात्मिकबौधिकपक्षे सहितचिकित्सा अवगन्तुं प्रशिक्षणं प्रदाति सिद्धचिकित्साः सिद्धचिकित्सायै प्राणाल्यां यन्त्रमन्त्रतन्त्रादीनि तत्वानि प्रयुज्यते अस्तु